हरि ओं आमां सूर्यवस्त्रालयतः वदनस्मि वदतु भवान् किं द्रष्टुमिच्छति

आमाम् आगतमस्ति नूतनमागतमस्ति

नै तादृशं वस्त्रं वर्तते मम पार्श्वे अहं तस्य तं वस्त्रं प्रस्तोमि भवान् पश्यतु वस्त्रम् अस्मिन् वस्त्रे मोरपङ्खा पङ्खादिकमस्ति तथा च एतद् वस्त्रं कोटन् मध्ये अस्ति न एतस्माद् भिन्नमपि वर्तते यद् वस्त्रं वाराणस्यां चलति तादृशं महाकाल महाकाल नाम्ना महाकालनाम अस्मिन् वस्त्रे लिखितं भवति शिवस्य त्रिशूलं तस्मिन् वस्त्रे भवति तद् वस्त्रं भवान् पश्यतु एतद् वस्त्रमस्ति तद् एतादृशमपि वस्त्रम् आगतमस्ति नूतनम् अस्मिन् वस्त्रे या मोर्पङ्खं भवति सः भवति वस्त्रस्य बहुभागेषु येन वस्त्रं शुशोभितं भवति यद् धौतवस्त्रमस्ति तस्य मूल्यमस्ति षट् शतं नै न्यूनं भवितुमर्हति परं नूनं यदा करिष्यति तदानीं वस्त्रं परिवर्तयते अस्मिन् वस्त्रे मोरपङ्खादिकं नागमिष्यति भवान् महाकालवस्त्रं स्वीकरोतु ओ पञ्चवस्त्र पञ्च दो धोतवस्त्राणि तु पञ्चशतरूप्यकेभ्यः नागमिस्यन्ति न न अहं पञ्च धोतवस्त्राणि त्रिसहस्ररूप्यकेभ्यः दास्यामि न हि तो अहम् अधिकम् इच्छे एतत्तु मम लागतमूल्यमस्ति नाम अधिकं दातु पञ्चशतरूप्यकानि अधिकं दास्यन्ति चेदहं दास्यामि धन्यवादः